अस्माकं भारतीयसंस्कृतिमध्ये प्राधान्यतया बहुषु संस्कारः वर्तते परन्तु प्राधान्यतया षोडशसंस्कारः इति वर्तते शास्त्रम् मध्ये अपि तत्र यदा नामकरणसंस्कारः गर्भाधानसंस्कारः सीमन्तसंस्कारः चूडाकरणसंस्कारः जातकर्मसंस्कारः अक्षराभ्याससंस्कारः अन्नप्राशनसंस्कारः दुग्धपानसंस्कारः इत्यादिषु षो चूडाकरणसंस्कारः इत्यादिषु षोडशसंस्कारः वर्तते तस्मिन् तस्मै अपि यदा शिशुः यद् नवजातशिशुः अस्ति तेषां कृते प्राधान्यतया नामकरणं चूडाकरणं तथा च मुण्डनसंस्कारः एवम् अन्नप्राशनं अक्षराभ्यासः इत्यादिषु पञ्च षट् पञ्च षट् यत् प्राधान्यसंस्कारः अस्ति तत् करणीयम् अस्मिन् मध्ये यदा शिशुजन्म भवति शिशुजन्मतः द्वादशं द्वादशं यद् दिनमस्ति तावत्पर्यन्तं वृद्धिः इति कथ्यते तद् वृद्धिमध्ये यदा यदस्मिन् गृहे शिशोः जन्मजातं तत्र कोपि गच्छति चेत् अपि तेषां कृते स्नानं स्नानन्दोषः इत्यादिषु स कार्यं करणीयम् इति ह नियमः अस्ति तथा च शिशोः जन्मानन्तरं यदा पञ्च द्वादश अथवा पञ्चदशदिनानि जातानि तदनन्तरं शिशोः नामकरणसंस्कारः क्रियते तदनन्तरं यदा शिशोः मासः एकः अथवा द्विमासिकः जातः तदनन्तरं डोलायमानसंस्कारः क्रियते तत्र या डोला डोला अस्ति तत्र शिशुः स्थापनीयः इति शास्त्रमध्ये उक्तमास्ति तदनन्तरं यदा शिशुः शिशोः षड्मासानि जातानि तदनन्तरमेव तस्य अ अन्नप्राशनसंस्कारः करणीयः एवं प्रथमतया यदा शिशोः स्य नवमः अथवा दशममासिकानि जातानि तदनन्तरं चूडा एवं मुण्डनसंस्कारः एवं चूडाकरणं कर्तुं कर्तुं शक्नोति चेत् चूडा स् करणसंस्कारः करणीयः इत्युक्ते यदा ह शिशुः एकम् अथवा द्वयवर्षानन्तरमपि चूडाकरणसंस्कारं कर्तुं शक्नोति एतद् एतानि विषयाणि शास्त्राणि मध्ये उक्तम् अस्ति